अहं तु मनोरथरूपेण लेखनं लेखितुम् इच्छामि कथमित्युक्ते मम मनसि यः विषयः आगच्छति तं लिखितरूपेण स्थात् स्थापितव्यम् इति मम आशयः सर्वत्रापि यः विचारः मनसि आगच्छति शास्त्रसम्बन्धी वा सामान्यविषयो वा यः उत्तमपङ्क्तयः आगच्छन्ति तदा अहं तु एकस्मिन् पत्रे अथवा एकस्मिन् पुस्तके तं विषयं ल् लेखितुम् इच्छामि तस्मिन् सन्दर्भे अहं तु मम प्रकोष्ठे वा छात्रावासे वा तत्र उपविश् उपविश् उप उपविष्ट्वा तत्र लेखितुम् इच्छामि सामान्यतया व्यावसायिकतया लेखितुं न न शक्नोमि परन्तु सर्वत्र सर्वत् सर्वदापि सर्वत्रापि सामान्यतया लेखितुम् इच्छामि